अहं कल्याणी अस्मि भवान् विश्वनाथः खलु मया ह्यः टूर् गैड् इव बुकिङ्ग् कृतम् अहं तिरुपतौ अस्मि इदानीं स्मरति वा अहम् इदानीं तिरुपतौ एव अस्मि अहं श्रीनिवास इति अतिथिस्थले अहम् वसामि इदानीं भवान् किम् भवान् इदानीं कुत्र अस्ति कदा उपरि तिरुमल गन्तुं शक्यते तिरुपतौ तु अलमेल् मङ्गा तस्याः देवालयम् अपरम् राम रामस्य देवालयम् कपिलतीर्थम् इति एते त्रयः द्रष्टव्याः इति चिन्तितम् इतोऽपि तिरुपतिसमीपे अन्ये अन्या अन्यानि देवालयानि सन्ति वा आम् अस्तु अहं अहं मया तु कोऽपि कार्यम् किमपि कार्यं नास्ति अत्र अहं त्रयः त्रीणि दिनानि भवनार्थमेव आगतवती सर्वं सर्वं समीपस्थदेवालयानपि द्रष्टुम् सर्वं प्रणालिका भवान् करोतु तदनुसारं वयं सर्वं पश्यामः इतोऽपि इतः इतः पोम्पाडी कियान् समयः अपेक्षते तत् तत्र गमनार्थम् अस्तु आम् आम् सिद्धा भविष्यामि आम् अस्तु धन्यवादः श्वः मिलामः आम् आम्